व्यापारस्य आरम्भार्तं ग्राम्यजनानां समक्षं बहवः समस्याः सन्ति उदाहरणं धनसमस्या विषयस्य सम्पूर्णज्ञानं नास्ति व्यवहारज्ञानं नास्ति विद्यमानानां सम्पत्तिः कथम् उपयोगं करणीयम् इति न जानन्ति